मम राज्यं तु कर्णाटकं वर्तते अत्र प्रसिद्धः कलाप्रकारः इत्युक्ते यक्षगानमिति इदं च यक्षगानं ताल लय गीत नृत्य अभिनय सम्भाषणादीनां समावेशः भवति अत्र बह्व्यः पुराणकथाः एव अभिनयेन नाटकरूपेण प्रदर्श्यन्ते अतः अस्माकं संस्कृतेः इतिहासस्य च रक्षणे यक्षगानं महत् पात्रं वहति इति वक्तुं शक्यते पुनः ताळमद्दले इत्यपि यक्षगानेन सह सम्बद्धः कश्चन कश्चन कलाप्रकारः अत्र अभिनयः न भवति किन्तु गीतम् अनन्तरं सम्भाषणादिकं तु भवति पुनः भरतनाट्यम् इत्यपि कर्नाटके प्रसिद्धमेव अस्ति अत्रापि पुराणसम्बद्धकथाः पुराणसन्दर्भाः अत्यन्तं सङ्क्षेपेण तत्र प्रदर्श्यन्ते कलारूपेण